भारतस्य शिक्षणव्यवस्था सम्यक् अस्ति इति वक्तुमपि शक्यते सम्यक् नास्ति इति वक्तुम् अपि न शक्यते किमर्थम् इत्युक्ते शिक्षाव्यवस्थायां छात्राणां पाठनं कृते उत्तमा शिक्षा सर् गम्मेट् न प्रदत्तं तेनैव सम्यक् पाठयन्ति अतः शिक्षणस्य व्यवस्था सम्यक् इति वर्तते परन्तु शिक्षणस्य व्यवस्था कथं दूरी शिक्षणव्यवस्था कथं कीदृशं वर्तते इति चेत् शिक्षणव्यवस्थायां छात्रः यत्किमपि पठितम् शिक्षकः पाठितं तदेव स्वयं न पठति इति कृत तदेव भवति भारते शिक्षण व्यवस्था उन्नतं नास्ति कथं यतो हि भारते बहुषु राज्येषु सेण्ट्राल् विश्वविद्यालयः नास्ति तथैव यथा अस्माकम् उडिसाप्रदेसे नास्ति इति वयं उच्चशिक्षणार्थं बहिर्राज्यं गत्वा पाठनं कुर्वन्ति अतः तेषाम् अयमपि कारणं भवति भारतस्य शिक्षणव्यवस्थायां तस्य समस्या कथं दूरीकर्तुं स शक्यते इति चेत् यत्र यत्र शिक्षायाः अभावः वर्तते तत्र स्कूल् कलेज् युनिवर्सिटी सेण्ट्रल् युनिवर्सिटि निर्माणम् कर्तव्यम्